पर्यावरणस्य नाम परिसरस्य संरक्षणार्थम् अहं प्रकृतिस्नेहिककरकुशलादिकं कर्तुं उद्युक्तोस्मि यथा तत्र उदाहरणार्थं प्रकृतिस्नेहिगणपतिः इत्युक्तं तत्र इत्यस्मिन् समये इदानींतनकाले गणपतीत्यादिकं मृत्तिकादेव कर्तव्यं शास्त्रेपि तदेव उक्तं परन्तु इत्यस्मिन्काले बृहद्बृहदाकार आकारे गणपतीत्यादिकं स्थापयन्ति तत्तु पिओपि प्लास्टराफ़्पेरिस्तः कुर्वन्तः सन्ति तत्स् तत् जलेन मिश्रो न भवति परन्तु पर्यावरणस्य संरक्षणार्थम् अपि मृत्तिकादेव जेडिम्ण्णुि इति कथ्यन्ते खलु तस्मादेव गणपतिः इत्यादिकं कृतं कर्तव्यं तस्मात् परिव पर्यावरणस्य संरक्षणं भवति तद् प्रकृतिस्नेहिककरकुशलं वर्तते तत्सर्वं प्रकृतिसम्बन्धिनवस्तुतः एव क्रियन्ते चेत् तदानीं प्रकृतिः पर्यावरणः संरक्षणो भवति